कस्यापि संस्कृतेः शिल्पकलायाः स्थानं बहु म महत्त्वपूर्णम् अस्ति इति मे अभिप्रायः शिल्पकलायाः भविष्यद्विषये मम विचारः वर्तते यत् शिल्पकलामाध्यमेन अस्माकं या संस्कृतिः वर्तते या पुरातनी अस्माकं परम्परा वर्तते तस्याः परम्परायाः रक्षणं परिरक्षणं संवर्धनञ्च भवितुमर्हति तर्हि शिल्पकलायाः आवश्यकता तु अस्ति एव यदि वयम् अधुना पश्यामः सर्वकारे अपि स्किल् इण्डिया इति इत्यादिभिः नाम योज योजनामाध्यमेन शिल्पकलायाः विकासः अधुना प परिकल्पितः तर्हि तत् यदि वयम् अनुप् परिपालयामः तत् सर्वकार सर्वकारीय योजनानां यदि सम्यक् रूपेण तत्र अस्माकं समाजे अस्माकं व्यवहारे यदि सम्यक् रूपेण प्रयोगः भवेत् तर्हि शिल्पकलायाः भविष्यति बहून्नतिः भवितुमर्हति पु पुनश्च अस्याः कलायाः संवर्धनार्थं किं कर्तव्यम् इति प्रश्नेन वयं तत्र ये पुरातनाः शिल्पकलाः किल् कलाः वर्तन्ते पुनश्च ये शिल्पकलायां संलग्नो अस्ति अधुनापि ग्रामेषु विशेषतः बहुजनाः शिल्पकलायां नाम संलग्नोस्ति तेषां विषये यदि वयं चिन्तयामः तेषां कथं वृद्धिः भवति तेषां कृते परिरक्षणं भवति तत् यदि वयं कर्तुं शक्नुमः तर्हि निश्चयेन अग्रिमेषु दिनेषु शिल्पकलायाः विकासः संवर्धनञ्च तु भविष्यति एव